मम ग्रामे जलनिष्कासव्यवस्था उत्तमम् अस्ति अत्र जलप्रदानस्य स्वच्छतायाः च पालनं भवति परन्तु सदैव सुधारस्य आवश्यकता वर्तते जलनिकासीम् अधिकं सुधारयितुं जलसङ्ग्रहणं पुनः प्रयोगं च प्रवर्तनीयम् तद् अतिरिक्तं जलसंरक्षणाय जलसंरक्षणाय च जनसमर्थनं वर्धयितव्यम् जल्निकासी सुधारणार्थं मम प्रियं समाधानं वर्षाजलस्य सङ्ग्रहणम् अस्ति एषः सरलः सस्तो च उपायः अस्ति येन वयं जलस्य रक्षणं कर्तुम् उपयोगं च कर्तुं शक्नुमः अस्य कृते प्रायः छतेषु तग् तडागाः तेङ्कयः वा स्थापिताः भवन्ति येषां माध्यमेन वर्षाजलस्य सङ्ग्रहणं भवति एतत् प्रभावी पर्यावरणसौहृदं च समाधानम् अस्ति